भारते अनेके वणिजः सन्ति तत्र अन्यतमः अदानी ग्रूप्स् इति सः तावत् देशस्य आर्थिकव्यवस्था यथा सबलीकृता भवेत् तादृशं दृष्टौ सः दृष्टवान् अपि च तस्मिन् कार्यं च कृतवान् इतोऽपि एकः रतन् टाटा नामकः सः देशस्य कृते एव वन् नाट् नैन् बिलियन् यावत् दानं कृतवान्